यद्यपि बहुषु पुस्तकेषु मम इष्टतमानि वाक्यानि बहूनि सन्ति अत्राहं एकं वाक्यम् उदाहर्तुम् इच्छामि तदस्ति भगवद्गीतायाः वाक्यं न बुद्धिभेदं जनयेत् अज्ञानां कर्मसङ्गिनां जोषयेत् सर्वकर्माणि विद्वान् युक्तः समाचरन् इति यथा पूर्वकाले विद्यार्थिनां योग्यताम् अनुसृत्य कश्चन वेदान्तविज्ञानार्थम् अर्हः अस्ति वा नास्ति वा इति परिशील्य एव विद्याभ्यासः आसीत् तादृशी स्थितिः अद्यत्वे न दृश्यते ये जनाः केवलं प्रवृत्तिमार्गे प्रवर्तनीयाः सन्ति तानपि बलात् अन्यैः कारणैः निवृत्तिमार्गे प्रेषयितुम् अथवा तत्सम्बद्धं बोधं तेभ्यः आपादयितुं च काचन व्यवस्था अद्यत्वे दृश्यते तेन तादृशानां जनानां केवलम् उभयभ्रष्टत्वमेव भवति न तादृशः जनः प्रवृत्तये अपि उपयुज्यते नापि निवृत्तये